भारतदेशे इदानीं तु निरुद्योगसमस्या अत्यधिका अस्ति किमर्थं नाम यदि एवं स्वीकुर्मः चेत् शिक्षकानं कृते वा अधिकतया क्लेशः भवति केचन किं कुर्वन्ति अन्यम् अन्ये किमपि कोर्स् कुर्वन्तः सन्ति परन्तु तत्र उद्योगं न प्राप्यते इति कारणात् अत्र शिक्षकवृत्तौ ते प्रविष्ट प्रविषन्ति अपरं तु बि एड् न कुर्वन्ति यदि बि एड् जनाः भवन्ति बि एड् समाप्यन्ति तर्हि सर्वर् सर्वकारस्य उद्योगान् प्राप्तुं न शक्नुमः सर्वकारपक्षतः उद्योग अड्वटैस्मेन्ट् एव न आगच्छन्तः सन्ति तर्हि उद् परन्तु अत्र तु पदरिक्तं पदं तु रिक्तमेव भवति तदानीमपि अस्माकं कृते प्रत्येकतया संस्कृतक्षेत्रे संस्कृत अध्यापकानां कृते एव उद्योग अवकाशः न्यूनं भवति यदि उद् प्रैवेट् मद्ये गच्छामः चेत् ते वेतनं तु अत्यधिकं न दास्यन्ति बहु न्यूनं दास्यन्ति अस्माकं क्वालिफ़िकेषन्स् अनुगुनम् अस्माकं वेतनं तु न भवति तेषाम् एवं चिन्तनं भवति संस्कृतभाषा का अस्ति किमर्थं दातव्यं ते संस्कृतभाषा कृते प्राधान्यमेव न दास्यन्ति सर्वकारः अपि न दास्यति सर्वकारः संस्कृतछात्रानां कृते संस्कृतभाषायाः कृते प्राधान्यं न कल्पयति अतः एतादृशसमस्यां निवारणीयं भवति संस्कृतमापि एका भाषा भवति एतद् अत्यधिकं प्रधानभाषा भवति संस्कृतेन एव संस्कृतभाषया एव संस्कृतेः रक्षनं भवति अस्माकं भारतदेशस्य परम्परा वयं ज्ञातुं शक् शक्नुमः अतः संस्कृतभाषायाः रक्षणं करणीयं चेत् विद्यालयस्तराद् आरभ्य एव संस्कृतभाषा शिक्षणीयं भवति अतः सर्वकारः अपि संस्कृत शिक्षकानां कृते प्राधान्यं दत्वा तत्र संस्कृतक्षेत्रस्य कृते प्राधान्यं दत्वा उद्योगान् दातव्यं भवति येन निरुद्योगसमस्या संस्कृतक्षेत्रे संस्कृत अध्यापकानां निरुद्योगसमस्या न्यून न्यूनं भवति इति मम अभिप्रायः